मया निर्मितं भोजनं यदि अन्येभ्यः रोचते बहु सन्तोषम् अनुभूय कथं पाकम् कृतवती इति विषये अहं विस्तारेण वदामि वाट्साप्मध्ये टेक्स्ट् अपि प्रेषयामि पार्श्वे ते सन्ति चेत् यदा कदापि अहम् एतत् पाकं पुनः करोमि तद् अहम् वितरणमपि करोमि निश्चयेन रेसिपि डिटेल्स् कथं पाकं करणीयम् इति विषये निश्चयेन साहाय्यं करोमि पाककृतिः का इति इति अहं निश्चयेन अन्येभ्यः अन्येषां कृते वदामि निश्चय्